मम गृहे शौचालयः अस्ति वा इति प्रश्नः अस्ति चेत् तस्य लाभः के सन्ति नास्ति चेत् कष्टानि कानि अनुभूतानि इति प्रश्नः पूर्वं तावत् यदा लघुवयसि अहम् आसं तदानीं मम गृहे शौचालयः न आसीत् तदानीं बहु कष्टम् अनुभूयते स्म बहिः गन्तव्यं भवति स्म जलसमस्या इत्यादिसमस्या तत्र अनुभूतानि अतः इदानीन्तनकाले यदा अस्माकं प्रधानमन्त्री आगता आगतवान् तदानीम् आरभ्य अस्माकं गृहे शौचालयः वर्तते तदुत्तरम् इदानीं कः लाभः इति चेत् बहिः गमनम् इति नास्ति अपि च रोगाः अपि न्यूनाः भवन्ति रोगाः न भवन्ति इति वक्तुं शक्यते यतः मालिन्यकरणं नास्ति मालिन्यकरणं यत्र वर्तते तत्र केवलं रोगः भवति शौचालयेषु उपयोगकरणेन मालिन्यं न भवति इति कृत्वा रोगाः अपि न भवन्ति रोगाः न सन्ति चेत् आरोग्यरूपेण भवितुं शक्नुवन् शक्नुमः अन्यथा वैद्यालगमनम् इत्यादिरूपेण तत्रैव धनव्यवहारः भवति धनव्ययः भवे भवति अतः आरोग्यं सम्यक् भवेत् चेत् मालिन्यं न भवेत् मालिन्यं न भवेत् चेत् शौचालयः अपेक्षितः एव अतः शौचालय उपयोगकरणेन अस्माकं लाभः अवश्यम् अस्ति इति वक्तुं शक्यते एवं ज् अन्येभ्यः अपि प्रेरणारूपेण वक्तुं शक्यते एवं मा धनस्य उपयोगः धनस्य रक्षणं कथं कर्तव्यं वैद्यालयगमनेषु धनव्यवहारः व्ययः न भवेत् इत्यतः शौचालयनिर्माणं कर्तव्यं तत्र शौचालयस्य लाभः प्राप्तव्यः इति तदा तेन कष्टानि न अनुभूयन्ते इति वक्तुं शक्यते